अस्तु भारते बीरोज्गारी समस्या गभीरा अस्ति प्रौद्योगिकी आङ्कीय क्षेत्रेषु नूतन उद्योगं गानाम् आविष्कारस्य सङ्कीर्णाः भवन्तु यथा अनुप्रयोगविकासाः अकण्ड विश्लेषण अन्तर्जालवस्तूनि एल् जीरो टी सर्वकारेण युवानां कृते उत्तमं प्रशिक्षणं दातव्यं स्टार्ट् अपः संस्थानां प्रचारः करणीयः येन नूतनाः रोजगार अवकाशाः उत्पन्नाः भवितुम् अर्हन्ति अपि च उद्दोगेभ्यः अन्यः सुविधाः प्रदातव्याः यथा अर्थ आर्थिकसमं समर्थनं अनुदानं च तकनीकी सहायताः विपण्यप्रवेशे च इयं भवति